आम् कोरोना काले ओन्लैन् मध्ये कक्ष्याः सभाः च चलन्ति स्म तत्र मया भागग्रहणं कृतं वर्तते तत्र तावत् यद्यपि ते अस्माकं पुरतः न सन्ति अथापि ते अत्रैव क्वचित् सन्ति मां पश्यन्तः सन्ति इत्येव मम कृते भासते स्म अतः तस्मात् मया किञ्चित् पठितं ते अत्रैव सन्तीति कृत्वा मम मनः तत्रैव भवति स्म अस्मिन् च एप् बहु इष्यन्ते मया रोचते परन्तु कदाचित् नेट्वर्क् नेट्वर्क् अन्तर्जालवशात् क्लेशः अपि मया अनुभूतः परन्तु परन्तु वीडियो कोन्फ़रेन्सिङ्ग् अथवा तत् तत्सम्बद्ध एप् उपयोगेन मम कृते ज्ञानवर्धनं जातम् इति स्पष्टम्